मम प्रदेशस्य विषये मया श्रुता एका ऐतिहासिकी कथा स्मर्यते उषा अनिरुद्ध गन्धर्वविवाहः तथा हरहरियुद्धं इति प्रसिद्धं उषा एकस्मिन् रात्रिकाले अनिरुद्धस्य चित्रं स्वप्नमाध्यमेन दृष्टवती तदा तस्याः प्रिया सखी चित्रलेखानाम्ना सखी तस्य विषये उक्तवती तदनन्तरं चित्रलेखा अनिरुद्धस्य चित्रं निर्माय सः श्रीकृष्णस्य पौत्रः अस्ति इति विषये उक्तवती तदनन्तरं द्वयोः मध्ये मेलनं जातं तदा गन्धर्वविवाहः जातः एतद्विषये उषायाः पिता वानराजः ज्ञातवान् तदनन्तरं कृष्ण वानराजस्य हो अनयोः मध्ये युद्धम् अभवत् तदन्तरं वानराजं रक्षितुं शिवः आगतवान् तदा हरहरियुद्धं जातम् इति एवम् अन्याः अपि कथाः बह्व्यः उपलभ्यन्ते श्रूयन्ते च